हरिः ओम् हा अस्तु वदतु अहं गौतमः स्पोर्टस् कोच् अस्मि भवान् कः कुतः किं कार्यं भवतः अस्तु तर्हि मया श्रुतं भवतः क्रीडायाः किमपि लब्धम् इच्छा अस्ति वा किं क्रीडायां कस्मिन् क्रीडायां भागः धावनक्रीडायां वा तर्हि भवतः स्वास्थ्यं सम्यक् अस्ति वा भव् यदा भवान् धावति तदा स्टामिना भवतः सर्वं सम्यक् अस्ति वा तर्हि भवान् क्रीडितुम् इच्छति इच्छसि तदा अहं भवतः नाम अग्रे दास्यामि तर्हि भवतः कृते अहं पूर्वं कोचिङ्ग् अपि दास्यामि भवान् इच्छति वा ह्म् मम कोचिङ्ग् सेन्टर् तत्र अस्ति अहं तत्र अहं लोकेशन् सेन्ड् करोमि भवान् तत्र प्रातः चतुर्वादने आगच्छतु अन्यत् श्वः एव आरभ्यते खलु तर्हि श्वः यथा शीघ्रम् उत्थाय अन्यत् सर्वं शौचादिकं कृत्वा भवान् शीघ्रम् आगच्छतु तर्हि वयं प्राक्टिस् कुर्मः अन्यत् सर्वं कुशलिनः वा अन्यत् सर्वं कुश्लिनः वा सम्यक् अस्ति वा अस्तु धन्यवादः भवान् श्वः आगच्छतु